हरिः ओं नमस्ते अहं अरुणः वदामि मिल्लिवाकं तः सरवणभवन् रेस्टोरेण्ट्मध्ये अहम् ग्राहकः अस्मि इदानीं मह्यं मशालादोशा त्रयम् ओडर् करणीयमस्ति मम गृहस्य सङ्ख्यां वदामि नम्बर् नैन्टिफ़ोर् नावत्तमन् कुल् स्ट्रीट् दादं कुप्पम् मिल्लिवाकं चन्नै सिक्स् ज़ीरो ज़ीरो ज़ीरो फ़ोर् नैन् अत्र अस्मिन् सङ्केतं प्रति एतत् आर्डर् प्रेषयन्तु धन्यवादः